नमस्कारः आमाम् अहं लिक्षा अस्मि तर्हि कति पृष्टाः टङ्कलेखनं जातः द्वादशपृष्टे समस्याः जाताः शुद्धलेखनस्य न अहं न कृतवती किञ्चित् कृतवती कुत्र कुत्र अपि तर्हि अहम् पुनः एक

पञ्चदिनाङ्कः पञ्चदिनाङ्कतः अहं प्रेषयामि तर्हि सिद्धा अस्ति किन्तु अहं प्रेषितुं न शक्नोमि मम गृहे किं समस्या अस्ति कार्यमस्ति तर्हि अहम् आं तत् आमाम् आगतुं शक्नोति मम गृहे तर्हि प्रातः अष्टवादने आगमिष्य आगमिष्य गमिष्यति मम अहम् अहं दृष्ट्वा अहम् अहम् अधुना न अहं दृष्टवती तर्हि अहं दृष्ट्वा अहं प्रेषयामि आं हा अस्तु तर्हि

तर्हि तर्हि भगिनी श्वः आगच्छतु मम गृहे प्रातः अष्टवादने मिलामः